यूट्यूब् मध्ये अहं सञ्जीवकपूरं रणवीरबरारं च पश्यामि एते एव मम इष्टतमे पाकवाहिन्यौ स्तः तयोः अहम् अजानि यत् भोजनं सदैव धैर्येण निर्मितं स्यात् सर्वदा भोजनस्य स्थानीयम् विधिम् एव उपजुञ्ज्यात् ताभ्यां शिक्षितानि दालतडका मिक्स्वेज् इत्यादीनां निर्माणम् अहं ज्ञातवान्